सामान्यतः संस्कृतभाषिणः यत्र कुत्रापि गच्छन्ति तत्र यत्र संस्कृत जानाति तत्र संस्कृतमेव वार्तालापं कुर्वन्ति तत् श्रुत्वा अन्यजनानामपि ओ संस्कृतभाषा अपि सरलरीत्या वक्तुं शक्यते वा एतावत् सुन्दररीत्या एतावत् सरलरीत्या वदन्ति तच्छ्रुत्वा वयमपि संस्कृतेन सम्भाषणं कर्तुं प्रयत्नं कुर्मः इति चिन्तयन्ति तद् प्रथमकार्यं कुर्वन्ति अनन्तरं यत्र अवकाशमेति शाला मध्ये अन्यत्र देवालये तत्र बालानां कृते संस्कारकेन्द्रं बालकेन्द्रं योजयित्वा तत्र संस्कृत प्रातस्मरणीयश्लोकानि नित्योपयोगिश्लोकानि पाठयन्ति अनन्तरं गीता गीतापाठनं सर्वं कुर्वन्ति तत्सर्वं लघु लघु कार्यान् कृत्वा संस्कृतवर्धनं कथं करणीयं संस्कृतसम्भाषणं कथं वर्धनीयं तदेव चिन्तयन्ति